भारते बहव्यः प्रसिद्धाः क्रीडाः सन्ति एषा प्रसिद्धता द्विविधा विभक्तुं शक्यते एका तु वर्तते यत् क्षेत्रविशेषे प्रसिद्धा अन्या आभारतं प्रसिद्धा क्षेत्रविशेषे यथा गिलिडण्डा भवति पिट्ठु भवति इति क्षेत्रविशेषे प्रसिद्धाः सन्ति क्रीडाः एवं या आभारतं प्रसिद्धाः अस्ति तेषु प्रथमा अस्ति क्रिकेट् क्रीडा द्वितीया अस्ति इदानीं प्रसिद्धा नास्ति किन्तु प्रसिद्धा भविष्यति द्व् सा वर्तते फुट्बाल् इति क्रीडा एवं तृतीया या अधुना या भारते एव जन्मं जन्म् प्राप्तवती किन्तु इ इदानीं तस्य वृद्धि वृद्धिः जायते सा वर्तते कबड्डि क्रीडा इति यदि अहं क्रीडकस्य विषये वदामिश् वदामि चेत् क्रिकेट् इत्यत्र अस्ति मम महेन्द्रसिङ्गधोनी सः केप्टन् कूल् इत्यभिधानेन अलङ्कृतोऽपि वर्तते सः सर्वदा शान्तम् एव तिष्ठति कापि परिस्थितिः स्यात् सर्वासु परिस्थिति परि परिस्थितिसु सः धैर्यम् एव धरति अतः सः क्रिकेट् मध्ये मम प्रियः द्वितीयः अस्ति फुट्बाल् इत्यत्र अस्ति भारतस्य एव बैचिङ् भुटिया सोऽपि अस्ति किन्तु सुनीलचेत्री अस्ति मो मम प्रियः तस्य यः अनुशासनं वर्तते एवं फुट्बाल् इत्यस्य प्रति यत् तस्य दानं वर्तते अवदानं वर्तते तत् तत् महत् अस्ति सः सर्वदा सर्वान् प्रेरयति एवं सः एव अस्ति यत् सः एव कारणं वर्तते येन जनाः भारते फुट्बाल् क्रीडां पश्यन्ति इति